भारतीयशास्त्रपरम्पारायां स्मृतिग्रन्थानां विशिष्टं स्थानं वर्तते यतः अस्माकं दैनन्दिनजीवनेपि स्मृतिग्रन्थानां वचनानुसारेणैव सर्वं कार्यं समीचीनतया निर्वोढुं श् शक्यते यतः स्मृतिग्रन्थेषु प्रातः उत्थानम् आरभ्य स्नानादिकरणं कथं आहारस्वीकारः कथं करणीयः शास्त्राणाम् अध्ययनम् अध्यापनम् इत्यादिकं कथं कर्तव्यम् इत्यादिकं सम्यग्रूपेण निरूपितं वर्तते पुनः जीवनेपि अस्म अस्माकं धर्मः कथं भवेत् तत्र सामान्यरूपेण अस्माभिः दशकं धर्मरक्षणम् इत्यादिना धर्मसूत्रणां निरूपणं क्रियते पुनः विशेषरूपेण जीवने सर्वेषु प्रसङ्गेषु अस्माभिः कथं व्यवहारः करणीयः ब्रह्मचारी कथं भवेत् गृहस्थः कथं भवेत् इत्यादि निरूपणं तत्र गुरुः नाम कथं भवेत् शिष्यस्य लक्षणं किम् इत्यादिसर्वमपि वयं समीचीनम् निर्णयं स्मृतिवचनानुसारेणैव स्वीकर्तुं शक्नुमः अतः स्मृतिग्रन्थाः अतीव अवश्यकाः